अहं दत्तात्रेयः अहं भवतां दैनिकग्राहकोऽस्मि अहम् अद्य प्रातः इड्लि आर्डर् कृतवान् किन्तु तस्मिन् स्थाने दोसा आगतमस्ति किन्तु प्रतिदिनं भवन्तः सम्यक्तया प्रेषयन्ति किन्तु अद्य मिस् आर्डर् जातं तदर्थं कृपया यद् अहं आर्डर् कृतवान् तद् कृपया प्रेषयन्तु पुनः एवं मा कुर्या कुर्युः इति प्रार्थना धन्यवादाः